मम महाविद्यालये विशालः ग्रन्थालयः समृद्धः ग्रन्थालयः तत्र प्रतिदिनं न परन्तु मध्ये मध्ये तु गमनम् आवश्यकमेव यतः विना ग्रन्थान् कार्यमेव अशक्यं खलु तदर्थं ग्रन्थाः तु महत्त्वभूताः एव नैके ग्रन्थाः मया पठिताः नैकानि पुस्तकानि पठितानि तेषां नामानि वद वक्तव्यं चेत् तत्र स्स सर्वनाट्यवाङ्मयमस्ति नाट्यसाहित्यमस्ति अनन्तरम् एकं सोपानम् एव यद् मया पठितं यथा वेदः उपनिषदः आरण्यकं ब्राह्मणं शास्त्रग्रन्थाः दर्शनशास्त्रम् अनन्तरं पुराणं रामः आर्षमहाकव्यं अनन्तरं विदग्धसाहित्यं भिन्नभिन्नं विषयेषु मया अधीतं पठितञ्च मम महाविद्यालयीयग्रन्थालये एताः सर्वाः सन्दर्भग्रन्थाः पुस्तकानि च सन्ति एव अहं तु नित्यं पठामि परन्तु मातृभाषाग्रन्थान् अपि अहं पठामि यथा इदानीमेव पठितं मया जन्मठेप् स्वातन्त्र्यवीरसावर्करस्य अस्ति सः ग्रन्थः तेन विरचितः ज माझी जन्मठेप् इति अत्युत्तमः ग्रन्थः नैकानि पुस्तकानि पठितानि मया